नेमिचन्द्रा इति लेखिकायाः प्रवासकथनपुस्तके सा देशपर्यटनं करोतु कोशं पठतु इति एकवाक्यं वदति तत् मम अति इष्टतमं वाक्यम् अस्ति किमित्युक्ते देशपर्यटनेन वयं जीवनस्य अर्थम् उत्साहं च वर्धयामः वर्धयितुं शक्नुमः अपि अन्यप्रदेशान् दृष्ट्वा नूतनविचारान् नूतनजनान् अपि द्रष्टुं शक्नुमः पर्यटनेन मनोरञ्जनं मनोविकासं च भवति अनन्तरं कोशपठनेन तु वयमस्माकं ज्ञानमेव वर्धयितुं शक्नुमः देशपर्यटनेन साक्षात् द्रष्टुम् अनन्तरं कोशपठनेन ज्ञानवर्धनम् च भवति अतः तद्वाक्यं मम अत्यन्त इष्टतमम् इति अहं वक्तुम् इच्छामि मम मनसि तु एतद् वाक्यम् अतिष्ठत् तत्पुस्तकमहं पुनः पुनः पठितुम् इच्छामि तत्पुस्तकमपि मम बहु प्रियम्